पारम्परिक अवसरेषु नृत्यं कुर्वन्तः जनाः बहुविधवेशभूषां धरन्ति तत्र सम्पूर्णराष्ट्रे विभिन्नेषु राज्येषु भिन्नभिन्नराज्यानां भिन्नाः भिन्नाः परम्पराः अपि भवन्ति तेषां सर्वेषामपि राज्यानां केन्द्रशासितप्रदेशानां च भिन्नाः यथा भाषाः भवन्ति तथैव आभूषणानि अपि भवन्ति नृत्यं कुर्वन्तः जनाः महिलाश्च नानाविधवेशभूषां धरन्ति जनान् आकर्षयन्ति च विविधवर्णैः रङ्गिताः रञ्जिताः यानि वस्त्राणि भवन्ति आभूषणानि भवन्ति तां ते धरन्ति तेन जनाः दृष्ट्वा मुदिताः भवन्ति यथा राजस्थानराज्यस्य जनाः स्थानीयनृत्यं कालबेलिया इत्यादिकं कुर्वन्ति तदा कृष्णवर्णीया वस्त्रान् वस्त्राणि धारयन्ति एवञ्च नानाविध आभूषणानि अपि धारयन्ति कण्ठे केयूरं धरन्ति मस्तके नानाविध धातुयुक्तानि आभूषणानि धरन्ति एवञ्च जनान् रञ्जयन्ति ते सर्वे